अहम् ऐतिहासिककथाः तथा कामिक्स् पौराणिककथाः तादृशं लेखनप्रकाराणि अहं तादृशानि लेखनप्रकाराणि अहं इच्छामि कामिक्स् अहम् आजीवनमपि पठितुम् इच्छामि यतः तत्र मनोह्लादनं भवति पुनः ऐतिहासिकविषये अपि मम रुचिः अस्ति सद्यः अहं सचिन् गङ्गोत्रि इति लेखकस्य कथा गता इति पुस्तकं पठितं मया